आम् त्वचः केशस्य च परिचर्यायै ग्रामस्थाः बहु सम्यक् परिचर्यां कुर्वन्ति ग्रामस्थाः तु अनेकानि सस्यविशेषानि उपयुज्य त्वचः केशस्य च रक्षणं कुर्वन्ति केशः नाम रक्षणीयः एकः अंशः कुतो नाम सौन्दर्यवर्धनाय केशः अपेक्षितः एव त्वचः रक्षणाय् त्वचः रक्षणाय अपि परिचर्या कर्तव्या एव ग्रामेषु सस्यानि उपयुज्य केश के त्वचस त्वचः रक्षणं क्रियते ग्रामे तु कुमारीसस्यं इत्यनेके सस्यानि स्व स्वयं वर्धन्ते एव तस्य कृते नूतनतया किमपि कर्तव्यं नास्ति तैः तैः सस्यैः एव परिचर्यां कुर्वन्ति